नमस्कारः नमस्कारः आचार्याः मम नाम मम नाम तेजकुमारः इति धन्यवादः

एवं मम नाम धर्मवरं तेजकुमारः इति अहं मम मम विद्यालय अध्ययनं सर्वमपि तिरुपतौ एव कृतवानस्मि गीतं विद्यालये तत्र दशमकक्षायां नैन् पायिन्ट् ऐट् अङ्काः प्राप्ताः तदनन्रमहं राष्ट्रीयसंस्कृतविद्यापीठमागतः अत्र प्राक्शास्त्रीं समापितवान् अत्रैव तदुत्तरं मया विशिष्य शास्त्री मध्ये न्यायशास्त्रं स्वीकृतं अहं राष्ट्रीयसंस्कृतविश्वविद्यालये एव न्यायशास्त्रमपि पठितवानस्मि इतः शास्त्रीपर्यन्तं मया अधीतं मम गृहीयाः सर्वेऽपि तिरुपतिस्थाः एव मम पितुः नाम श्रीनिवासविजयकुमारः इति सः आङ्ग्ल अध्यापकः विद्यते मम मातुः नाम परिमला इति सा गृहीयं पश्यति हा मया न्यायशास्त्रे तावत् प्राक्शास्त्र्यां मया तर्कसङ्ग्रहः दीपिका इति ग्रन्थद्वयमधीतं तदनन्तरं मया शास्त्रीस्तरे तावत् मुक्तावलीः अनन्तरं पञ्चलक्षणी चतुर्दशलक्षणी इतोऽपि पक्षता इति इमे ग्रन्थाः अधीताः अहं विश्वविद्यालये अध्ययनेन साकं गुरुकुले अपि गुरूणां सविधे पठ्यते रूपहितस्स्पर्शवान् वायुः इति तत्र पृथिव्यप्तेजो वाय्वाकाशकालदिगात्ममनांसि इमानि नवद्रव्याणि प्रमाणचतुष्टयं स्वीक्रियते तत्र प्रत्यक्षम् अनुमानम् प्रत्यक्षम् अनुमानम् उपमानं शब्दः इति हा तत्र प्रमाणानि तावत् सर्वाण्यपि अस्माकं न तु केवलं शास्त्रीयप्रमाणानि अपि च लोके सर्वत्रापि अस्माकं एतैरेव प्रमाणैः ज्ञानं भवति यथा कमपि एकं मनुष्यं पश्यामः तर्हि तज्ज्ञानम् इन्द्रिय अर्थसन्निकर्षाज्जातः इति कृत्वा तत् प्रत्यक्षम् इति नाम अनन्तरम् अनुमानम् इत्युक्तौ प्रकोष्ठाद्बहिः पादरक्षां दृष्ट्वा अध्यापकः अन्तः अस्ति इति अस्माभिः अनुमीयते इदम् अनुमानप्रमाणम् उपमानम् इत्युक्तौ

एवमत्र हा मम अभिप्रायः तावत् अध्यापकः इत्युक्तौ केवलं स्व अर्जनार्थं सः उपाधिः नास्ति तेन सह अहं विशिष्य नाम एकः अध्यापकः अन्यानपि उत्तमछात्रान् उत्तम अध्यापकान् कुर्यात् इति मम अभिप्रायः हा एवं मया शिबिरादिकं पाठितमस्ति तेन साकं मया काव्यपाठः इतोपि शास्त्रपाठः अपि मया वेदगुरुकुलेषु मया संस्कृतभाषणशिबिराणि चालितानि सन्ति तैस् तेन साकम् इतोऽपि पृथक् व्यक्तिगततया मम मित्राणां कृते कनिष्ठानां कृते काव्यपाठः इतोऽपि प्राथमिकन्यायपाठश्च पाठितः विद्यते हा नमस्कारः महोदय